मम प्रदेशे भाष्यमानाः भाषा मराठीभाषा हिन्दीभाषा इति जना उद्योगार्थं हिन्दी भाषायाः शिक्ष्यन्ति महाराष्ट्रे विविधः धर्म विविधप्रान्तस्य जनः अस्मिन् प्रान्ते दृश्यते तत्कारेण हिन्दीभाषा सर्वे सहजतया उच्चारणं क्रियते सर्वे सम्यक्रूपेण न एतद्भाषा उक्त्वा उद्योगार्थम् एवं कार्यं करोति एवं प्रकारेण उद्योगार्थम् हिन्दीभाषायाः प्रयोगं क्रियते अस्माकं मातृभाषा मराठि इत्यस्ति संस्कृतभाषा अपि शिक्षा यायः कृते आरभ्यते इति कारणेन तद्विषये अहं वदामि संस्कृतभाषा अस्माकं भाषा अपि अस्ति सर्वे जनाः संस्कृतभाषा मध्ये वार्तालापं कुर्वन्ति संस्कृतभारत्याः कार्यं कार्यं करोति ताः स कार्यकर्त्री अपि संस्कृतभाषायां मध्ये वदति संस्कृतकार्यं करोति तत् सदः संभाषणं कृते संस्कृतभाषायाः उपयोगं कर् क कुर्वन्ति एवं प्रकारेण संस्कृतभाषायाः महत्वमपि प्रतिपाद्यते संस्कृतभाषा अस्माकं राष्ट्रभाषा इति मन्ये इति अस्माकं मतम् अस्ति एवं प्रकारेण मातृभाषा मराठी अस्ति तथा संस्कृतम् अपि अस्ति